हा नमस्ते कः विशेषः एकं कार्यं वक्तुम् अहम् आम् किं कार्यं वक्तव्यमासीत् हा हा तदेव तदेव हा हा हा हा हा

हा हा

हा हा एवम् एवं ह मम मम तु मम नीरोह सः मम कक्षायां कदाचित् कदाचिदेव आगच्छति तदस्त्येव किन्तु पठनावसरे यदा अहं पृष्टवती तदानीं तस्य उत्तरं सर्वं सः ददाति इति कृत्वा अहम् अधिकां तत्र अधिकां श्रद्धां न दत्तवती किन्तु न आगच्छति इति अवस्था अस्ति एव किन्तु किन्तु अहं यदा पृष्टः प्रश्नः अस्ति इति मन्ये अस्ति इति मन्ये तस्य माता रुग्णा अस्ति तस्याः कोऽपि असुखः अस्ति इति श्रूयते सः प्रतिदिनमागच्छति स्म बि ए कक्षायां सः सम्यक् पठति स्म किन्तु एम् ए कक्षायां सह एवं वदति तस्य मा तस्य मातुः किमपि कापि शस्त्रीया तादृशं किमपि अभवत् अतः सः मम कष्टमेव विषयः कष्टः एव इतोऽपि सः एकः एव गृहे पुत्ररूपेण वर्तते पिता अपि नास्ति अतः तस्य धनमपि अपेक्षितं खलु आ आ धनमपि अपेक्षितं तदर्थम् एच हा बुद्धिः सत्यं सत्यं सत्यं सत्यं सत्यम् एषः पूजां करोति पूजां कृत्वा एव सः गृहं यापयति इत्येवं श्रूयते पूजार्थं गच्छति चेदेव तस्य धनं प्राप्नोति किमिति आम् पश्ये अहं चिन्तयामि यदि तस्य ता आं तादृशः क्लेशः अस्ति तर्हि वयमेकं कार्यं कुर्मः वयं सर्वे यदि मिलित्वा किमपि सम्भूय किमपि साहाय्यं कृत्वा तत्र शोध शोधितुं शक्नुमः वा इति पश्यामः इति मम अभिप्रायः भवान् कः हा आ सत्यं सत्यं सत्यम् आम् आम् किन्तु सर्वदा विद्यालयं न आगच्छति इति कृत्वा वयं कथं तस्य अटेण्डेन्स् सर्वं दातुं शक्नुमः इत्यपि विषयः आगच्छत्येव तत्र तस्मिन् विषये तत् तत् कथं तस्य तत् सम्यक् करणीयमिति अहमपि न जानामि आम् आम् आम् हा हा गृहे माता एव अस्ति पिता नास्ति इति कारणेन अन्यं कोपि वयं अन्यस्यापि आह्वानं कर्तव्यं वयं न शक्नुमः तदेव एषः एव हा सत्यं सत्यं सत्यं मम समीपे एकवारं सः उक्तवान् एवमस्ति इति अतः एव अहमधिकं न उक्तवती किमपि न जानामि किं करिष्यामः इति वयं सर्वेपि मिलित्वा एवं विभागाध्यक्षः आ सत्यम् विभागाध्यक्षः आं सत्यं विभागाध्यक्षस्य समीपम् उक्त्वा किमपि कर्तुं शक्नुमः वा इति पश्यामः इति पश्यामः हा अवश्यम् अवश्यम् हा अस्तु अस्तु अस्तु भवती अहमपि वक्तुम् उद्युक्ता आसम् अस्मिन् विषये अस्तु अस्तु अस्तु का अस्तु नास्ति नास्ति